हरिः ओम् नमो नमः

अहम् इन्द्रपाल् शास्त्री अहम् अहं कर्तुं शक्नोमि अस्माकं केन्द्रं वर्तते समर्थभारतम् एन् जि ओ अहं चालयन् अस्मि

आं वर्तते यदि अधिकाः शिक्षिताः न सन्ति तासां कृते अपि अत्रैव प्रशिक्षणं दीयते यथा कृषिकार्यं वा भवतु सङ्गणकविषितान् ज्ञानपि दीयते अत्रैव ये सिक्स् अशिक्षिताः सन्ति तेषां कृते अत्रैव द्वारा ज्ञानं दीयते अत्र प्रशिक्षणं दीयते आम् आं कर्तुं शक्नोति यथा शिबिरकार्यं भवति तथा तु तथा तु समस्या आगच्छत्येव यथा ऐ यस्मिन् समये प्रशिक्षणं दीयते तस्मिन् समये आगन्तव्यमेव यथा प्रशिक्षणं समये यदा शिक्षिताः भवन्ति तर्हि स्वस्य रोजिगारं कर्तुं शक्नुवन्ति तेन माध्यमेन कृषकाणां कृते अपि अत्रेव यथा बी बीजः बीजः भवति खलु बीजवपनं कथं करणीयमस्ति कृषिक्षेत्र तत्र उर्वरु उर्वरुकता कथम् आगच्छति भूमौ किं किं स्थापनीयमस्ति खलु तेन तस्य विषयेपि अत्रैव सूच्यते प्रशिक्षणं दीयते कथं शिक् कृषिक्षेत्रे का कार्यं भवति अन्यत् पादान् मा स्थापयन्तु इति आं यथा यथा आं यथा कथं बीजवपनं करणीयमस्ति केन माध्यमेन द्वारा करणीयमस्ति तत्र किं किं स्थापनीयमस्ति तस्य विषये अत्रैव प्रशिक्षणं दीयते के न्यूनपरिश्रमेण आं भवितुं शक्नोति इदानीं केचन जनाः तु फ़ुड् इत्यादिक स्थापयन्ति तद् तेन तेन किं भवति अस्माकं भूमौ ऊर्वारुकता नष्टीभवति तथा न स्थापनीयं यथा तथा एव अहम् अस्मिन् केन्द्रे अहम् अस्मिन् केन्द्रे पञ्चवर्षाणि मम अनुभवः अत्रैव वर्तते अहम् अत्रैव कार्यं कुर्वन् अस्मि आम् इतोऽपि प्रशिक्षणम् अस्माकं क्षेत्रे दीयते यथा कृषि कृषिक्षेत्रे वा ब्यूटि पार्लर् इत्युक्ते नार्याणां सौन्दर्यविषये विशिष्ट विशेषमर्हन्ति खलु ब्यूटि पार्लर् अस्मिन् विषये अपि अत्रैव प्रशिक्षणं दीयते पुनश्च कृ कृषिक्षेत्रे सङ्गणकमाध्यमेन वा सीवनं कार्यं भवति सूचिकाः इत्यादिकं भवति ते तासां महिलानां कृते प्रशिक्षणं दीयते बाल यथा महिला भवतु वा पुरुषः भवतु अस्तु अस्तु अस्तु भवत्याः स्वागतम् अस्तु रां राम् अन्यान् अपि सूचयतु